आकाशवाण्यां संस्कृतवार्ताः अनन्तरम् अन्यः नाटकम् तादृशविषयं संस्कृतेन करणीयम् इति मम अभिप्रायः तादृशं दूरदर्शने अपि संस्कृतं नाटकं संस्कृतं स्किट् संस्कृतेन वार्ता अनन्तरं संस्कृते चलनचित्रं संस्कृतेन संस्कृतगीतं तादृशं सर्वम् करणीयमस्ति तदा म मुद्रणं रूपकमाध्यमेषु अपि तादृशमेव करणीयम् यथेष्टं वार्तापि संस्कृतमाध्यमेन भवतु इति मम अभिप्रायः तादृशं नूतनसंस्करः सर्वकार्यैः संस्कृते वार्तापत्रिकाम् करणीयमिति मम अभिप्रायः तर्हि जनाः अधिकतया संस्कृतं पठितुम् इच्छन्ति